मम मतेन प्रान्तीयभाषोपभाषाभिः संस्कृतं भिन्नं वर्तते संस्कृतं सर्वासां भाषाणां जननी अस्ति इयं भाषा देववाणी गीर्वाणवाणी सुरभारती इत्यनेन भावेन ज्ञायते संस्कृतं संस्कारितभाषा संस्कृतं प्रान्तीयभाषा उपभाषाभिः भिन्नं भवति कारणं संस्कृतं यदा स शुद्धा भाषा वर्तते प्रान्तीय उपभाषा तु प्रायशः शुद्धा न भवति तत्र प्रान्तियभाषासु भवतु अथवा उपभाषासु भवतु अशुद्धिः दृश्यते व्याकरणदृष्ट्या यदि पश्यामः तत्र अस्माकं भाषायाः व्यवहारे अशुद्धयः भवन्ति एव परन्तु संस्कृतभाषायाः व्यवहारेषु शब्दशास्त्रदृष्ट्या व्याकरणदृष्ट्या दोषः सः न भवन्ति संस्कृतभाषा दोषरहिता वर्तते अतः प्रान्तीयभाषासु संस्कृतभाषा भिन्ना अस्ति इतोपि पश्यामः चेत् प्रान्तीयभाषासु सर्वेषां तु अवबोधः जायते वयं कार्यालयेषु स्वस्वप्रान्तीयभाषायाः प्रयोगं कुर्मः परन्तु अधुना पर्यन्तं संस्कृतभाषा कार्यालयेषु प्रचलिता नास्ति कार्यालयस्य भाषा नास्ति अतः प्रान्तीयभाषा उपभाषाभिः संस्कृतं भिन्नं वर्तते अतः परन्तु अस्माभिः संस्कृतभाषायाः जनभाषा भवेत् एतदर्थं सर्वैः प्रयासः करणीयः